जनमतं प्रभावीकर्तुम् एवञ्च महत्वपूर्णविषयेषु जागरूकतां जनयितुं माध्यमक्षेत्रस्य अवधानं वर्तते माध्यमक्षेत्रं जनजागरणार्थं विविधविषयेषु मतं सूचनां च सङ्ग्रहीतुं साधनरूपेण कार्यं करोति एवञ्च वृत्तपत्राणां यस्मिन् वार् वार्तानां मतं रञ्जकं पूर्वकं लेखाः यत्र भवन्ति एवञ्च नियमितरूपेण नियमितसमये मुद्रितं विवरितं प्रकाशनं नाम वृत्तपत्रमिति प्रतिदिनं समाजे यद्भवति तस्य वार्ता प्रसारणं क्रियते वृत्तपत्रेण वृत्तपत्रस्य चत्वारि प्रकाराः भवन्ति सूचना मनोरञ्जनं मार्गदर्शनम् एवञ्च सेवा इति वृत्तपत्राणां मुख्यमुद्देश्यं वर्तते यत् स्थानीयराष्ट्रीयस्थलेषु ये तत् क्षणे यत् वार्ता भवति तस्य प्रदानं करणीयमिति एवञ्च समाचाराः विचाराणां प्रसाराणं च मिलित्वा वुत् वृत्तपत्रस्य निर्माणं क्रियते तत्र च वर्तमानघटना घटनानाम् अभिलेखानाम् ऐतिहासिक दस्तावेज़् भवति तथा च सम्पादकीयदृष्ट्या मतं व्यक्तं कृत्वा घटनानां विषये समुचितव्याख्या सह टिप्पणिकारणम् आधुनिक पत्रिकायाः मत् महत्वपूर्णं कार्यं मन्यन्ते तत्र च दैनन्दीनजीवने या समस्याः भवन्ति तेषां तेषां निराकरणं क्रियते एवञ्च अनेके जनाः सामुदायिक रेडियो प्रयोगेन कृषकाः कृषकानां विविधसमस्यानां मूल्यानां च विषये सूचयन्ति तत्र च तेषां समाधानं दीयते दीयते एवञ्च अस्मिन् समाजे माध्यमक्षेत्रस्य कथं वर्तते इति चेत् ते पत्रिकासु वार्ता प्र वार्तैः पत्रिकासु वार्ताः दीयन्ते एवञ्च विशेषतः विशिष्टं शिक्षणं मनोरञ्जं च क्रु कुर्वन्ति ते रेडियो दूरदर्शनयोः कृते वृत्तचित्रं नाटकानि मासिककार्यक्रमाः लोकसेवाघोषणा पत्रिकाकार्यक्रमाः अन्ये च कार्यक्रमाः कार्यक्रमाः निर्मान्ति अतः तस्य महत्वं वर्तते इति